इदं विद् अयं विद्युत्कोषः किञ्चित् चीनादेशीय संस्थायाः वर्तते अमेज़ान्मध्ये इदं तु द्विशतं रूप्यकेभ्यः एव प्राप्तमासीत् तत्र तु एवं दशसहस्रम् एम् ए हेच् अस्मिन् वर्तते इति उक्तमासीत् परन्तु मया इदं स्वीकृतं तत्र भारः किञ्चित् अनुभूतः मया परन्तु मम वि दूरवाणी एकवारमपि स् सम्पूर्णं न चार्ज् जातमस्ति अनया अनेन तस्माद् एकवारमिदम् उद्घाट्य पश्यामि अत्र केवलम् एकं नोकिया मोबैल् बेटरी भवति खलु तदेव अत्र स्थापितं वर्तते पुनः पाषाणानि अत्र अन्ते स्थापितानि वर्तन्ते तस्मात् इदं तु अस्माकम् वृथा धनव्ययः भवति तस्मात् कारणात् इदं केपि मा स्वीकुर्वन्तु किञ्चिदपि सम्यक् नास्ति इदम्